दर्शनशास्त्रेषु मदीया आसक्तिः योगदर्शनेन समुत्पन्ना वर्तते अहं बाल्यकाले एव स्वीयगुरुकुले अध्ययनकाले अहं योगदर्शनम् तत्र च तस्य पादचतुष्टयं मया कण्ठस्थीकृतं वर्तते तत्र प्रथमः पादः वर्तते साधनपादः द्वितीयः समाधिपादः तृतीयः विभूतिपादः चतुर्थश्च कैवल्यपादः तर्हि अनन्तरम् अहं योगदर्शनस्य अध्ययने अध्ययनानन्तरम् अहं वैशेषिकदर्शनमपि अधीतवती अस्मि वैशेषिकदर्शनस्य अध्ययनानन्तरम् अहं दर्शनशास्त्रेषु साङ्ख्यकारिकायां साङ्ख्यकारिकां वेदान्तसारं च अधीतवती अस्मि इत्थं दर्शनशास्त्रेषु मदीया आसक्तिस्तु योगदर्शनेनेव समुत्पन्ना वर्तते